बेङ्गलूरुमहान्नगरं वातानुकुलितं नगरम् इत्येव पृथितम् आसीत् सामान्यतः अतिशीतलकालः जनवरारिमासः कदाचिद् ट्वेन्टिफैव् पाय्ण्ट् ओन् डिग्री सेल्शियस् पर्यन्तमपि क्षीयते किन्तु महानगरस्य उद्यगिका औद्यमिका च अभिवृद्धेः कारणात् वातावरणस्य व्यत्यासः अभवत् वर्षस्य यस्मिन् कस्मिन् अपि ऋतौः यद् किम् अपि वातावरणं द्रुष् द्रष्टुं शक्यते वातावरणस्य सामान्योष्णता तर्टीत्रि डिग्री सेल्शियस् तः तर्टीफैव् डिग्री सेल्शियस् भवति अतिगरिष्तः तापः बेङ्गलूरुनगरे दृष्टं तु तर्टी ऐट् पाय्ण्ट् नैन् डिग्री सेल्शियस् अस्ति तथा अतिक्षीणः तापः तु सवन् पाय्ण्ट् ऐट डिग्री सेल्शियस् इदानीं तु शरत्कालस्य वातावरणं ट्वेल्व् डिग्री सेल्शियस् पर्यन्तम् अपि क्षीयते